प्रादेशिकवाणिज्यव्यवस्थायां संस्कृतस्य उपयोगः दृश्यते वा इति पृष्टं चेत् दृश्यते एव द्रष्टुं शक्यते एव कथम् इत्युक्ते संस्कृतं नाम दैवी वाक् अन्वाख्याता महर्षिभिः इति जानन्ति प्राक्तनकालात् आरभ्य आधुनिककालपर्यन्तं संस्कृतम् अस्माकं मानवजीवने मुख्यं स्थानम् आवहति तद्विषये प्रादेशिकवाणिज्यं इति क इति कथनेन आङ्गलभाषायां स्माल् लाण्ड् ओनर् प्रादेशिकः इति अर्थात् प्रादेशिकं नाम न्यूनदेशस्य विक्रयणं यः करोति सः प्रादेशिकः इति एवमेव संस्कृतं भूमेः विषये अत्यन्तं सार्थक्यम् एवम् अत्यन्तम् उपयोगं कार्यं कुर्वन् अस्ति कथमिति चेत् वास्तोः अथवा दिक् परिचयः कुत्र अग्नि अग्निदिशा कुत्र वायुदिशा अवान्तरदिशा इत्यादिकम् दृष्ट्वा तदनन्तरमेव गृहस्य निर्माणम् एवं देशस्य विक्रयणं वा करोति आधुनिककालेपि